त्वं कियत्कालपर्यन्तं योगं कर्तुं शक्नोषि इति प्रश्नः वर्तते प्रतिदिनम् अर्धघण्टा इति मया क्रियमाणं वर्तते तत्र योगस्य अभ्यासकरणं प्रतिदिनं कर्तव्यं कुतः इत्युक्ते एकस्मिन् दिने क्रियते चेत् तस्य प्रयोजनं न लभ्यते अतः एव प्रतिदिनं योगाभ्यासः कर्तव्यः अपि च ध्यानम् अभ्यसन्तः जनाः प्रारम्भिककाले कीदृशं काठिन्यम् अनुभवन्ति इति चेत् ध्यानकरणेन ध्यान आरम्भकरणेन आदौ एव सम्यक्तया ध्यानं कुर्वन्ति इति नास्ति कुतः इत्युक्ते मनसः चाञ्चल्यवशात् तेषां चाञ्चल्यम् अधिकम् अस्ति इति कृत्वा आरम्भिक अवस्थायां ध्यानकरणं सुलभं न भवति अतः निरन्तरं यदि अभ्यासः क्रियते प्रारम्भिककाले यदि चित्तचा चित्तचाञ्चल्यम् अधिकम् अस्ति तर्हि ते काठिन्यम् अनुभवन्ति एव अतः श्वासोच्छ्वास इत्यादिप्रक्रियां नादानुसन्धानं क्रियानुसन्धानं रूपानुसन्धानम् एवम् इत्यादिक्रमेण तेषां ध्यानं अवसरायाम् आरम्भिक अवसरायां लघुलघुरूपेण अभ्यासकरणेन प्रारम्भिककाले या काठिन्यं दृश्यते या काठिन्यम् अनुभवन्ति तां निवारयितुं शक्यते अतः प्रारम्भिक अवसरे ध्यानकरणकाले ते अन्यत् चित्तचञ्चलं न कुर्युः अपि च एकम् एकस्मिन् स्थले एव मनसः वृत्तयः तत्र स्थाप्य तत्र ते ध्यानं कुर्युः तदानीं प्रारम्भिककाले निरन्तरकरणेन च तेषाम् आनुकुल्यं भवति